संस्कृतभाषायां व्याकरणस्य उच्चारणं बहु व विशिष्टं वर्तते यतो हि यदि एकमपि दोषः भवति चेत् तस्य अर्थस्य एव भेदः भवन्ति अतः संस्कृतभाषायाः उच्चारणं तु बहु स्पष्टतया एव श्रूयेत पुनः सम्यक् एव भवेत् इति नियमः वर्तते अतः यदा यदा वयं पठामः तदा दृष्ट्वा दोषरहितमेव पठनीयम् इति वर्तते तथा च वेदे इत्यादिषु अपि अस्माभिः स्वयमेव पठनं सम्यक् न एव यतो हि यदि कस्यचित् केनचित् यदि पाटि पाठ्यते तदा एव पठनीयं तथैव न पठनीयम् एव सम्यक् इति उच्यते यतो हि यदि वयं स्वयं पठामश्चेत् तत्तु दोषपूर्णः एव भवति यतो हि वेदे उदात्तः अनुदात्तः इत्यादयः स्वराः भवन्ति येन च दोषः सामान्यतया भवत्येव अतः एतत् सूच्यते यत् कश्चिद् यदि पाठयति तदा एव पठनीयम् इति तत् केवलं वेदः न परन्तु अन्य व्याकरणस्य उच्चारणानि यानि सन्ति तत्रापि तद् अव आवश् आवश्यकं वर्तते यत् उच्चारणं सम्यक् भवेत् इति यदि उच्चारणे दोषः भवति चेत् तदेव अर्थस्य भेदः एव भवति अर्थं यदि सम्यक् लभ्यते लभ्यते तर्हि उच्चारणं सम्यग् भवेद् एव इति उच्यते अतः उच्चारणस्य महत्वं संस्कृतभाषायां बहु वर्तते इति सर्वैः ज्ञातव्यमेव इति उच्यते इत्युक्त्वा इति इति वक्तुमिच्छामि